तेषां विषये किमर्थं बहु असत्यं प्रसरति इत्युक्ते तेषां भावं वर्तमानं वेषभूषादि द् इव अनन्तरं तेषां नटनम् लास्यं शृङ्गारम् नर्तंनं चेष्टा इति सर्वं जनानां कृते बहु बहु विषयेभ्यः संशयाः सन्ति अतः तेषां कृते असत्यं प्रसरति